अद्य अहं किञ्चित् आहारम् आर्डर् कृतवती तत् द्वे रोटिकाम् एकं शाकम् एकं दाल् अनन्तरं हल्वा गुलाब् जामून् इत्यत् सर्वम् अहम् आवश्यकम् इति उक् इति आर्डर् कृतवती गुलाब् जामून् त्यक्त्वा अन्यत् सर्वम् आगतम् अस्ति कारणं किम् इति तु न जानामि परं यदा अहं पृष्टवती तदा ते उक्तवन्तः गुलाब् जामून गुलाब् जामूनस्य आर्डर् तत्र न अभवत् इति एतत् एप् एप्मध्ये किमर्थम् एतत् अभवत् इत् इति यदि पृच् पृष्टवती तर्हि ते न जानन्ति किमपि तक्नीकिविषयः अस्ति तक्नीकिबाधा अस्ति इति उक्त्वा ते ते उक्तवन्तः परं यत्किमपि प्राप्तं तस्य स्वादः स्वादः स्वादः बहु बहु सम्यक् आसीत् रोटिका मृदुला आसीत् शाकं बहु बहु बहु उत्तमम् आसीत् दाल् दाल् तु बहु बहु सम्यक् आसीत् बालकाः बहु इच्छया खादितवन्तः तत्तु अहं खा खाद् खादनस्य विषये शाकां विषये बहु बहु आनन्दिता अस्मि परं मधुरं तु न प्राप्तम् इत्यस्य विषये किञ्चित् बाधा अस्ति मनसि